मम इष्टतमा पुस्तकशृङ्खला मलयाळभाषायाम् आगता अमरचित्रकथा इत्यस्ति अमरचित्रकथा तत्र पौराणिक कथानां पुनराख्यानम् बालकानां कृते मम लघु बालकानां कृते तद् प्रा सायङ्ग मम म मम बाल्यादारभ्य अहं मम गृहे तद् मम पिता स्वीकरोति इति कृत्वा तत् सर्वदा पठामि तदेव मम इष्टं पुस्तकं नाम पुस्तकशृङ्खला सा एव तत्र इष्टं किमर्थम् आगतमित्युक्ते इदानीं ये छात्राः सन्ति ये बालकाः सन्ति ते अन्येषां मुखात् एतत् श्रोतुं शक्नुवन्ति किन्तु अस्माकं काले तद् पुस्तकरूपेण एतदेव पठितुमासीत् तत्र दूरदर्शनं नासीत् दूरवाणी नासीत् किन्तु वयं पुस्तकं पठित्वा एव अग्रे गच्छन्तः स्मः अतः ये कथानाम् ज्ञानार्थम् एषा शृङ्खला बहुधा उपकाराय अभवत् इति कृत्वा अहमिदानीमपि तद् इच्छामि इदानीमपि मम बालकः बहुवारं पठितं कियद्वारं पठितवती इति अहमेव न जानामि तादृशवारम् अहं पठितवती मम गृहे इदानीमपि तत् स संरक्षितमस्ति मम पुत्राणां कृते किन्तु इदानीन्तन छात्राः तद् पठितुं किञ्चित् कष्टमनुभवन्ति यतो हि मातृभाषामपि न जानन्ति केवलम् आङ्गलं जानन्ति इति कृत्वा तादृशी अवस्था अस्ति तदापि अहं किमर्थं तद् इच्छामि इत्युक्ते इदानीमपि सम्पूर्ण कथायाः परिज्ञानं मम अस्ति केवलम् एतादृशं पुस्तकद्वारा एव अतः तद् अहम् इच्छामि कियद्वारं पठितमिति अहं वक्तुमेव न शक्नोमि तादृशं दशवारं वा त्रिंशद्वारं वा विं शतवारं वा पठितवती इत्येव वक्तुं शक्नोमि